विद्यालये ऋणस्य धनप्रतिफलस्य विषये अवधानेन शिक्षणम् अपेक्षितम् इति अहं मन्ये यतः छात्राणां विषये धनप्रतिफलस्य विषये च ज्ञानमपेक्षितं तेन बहूनि प्रयोजनानि सम्भविष्यन्ति उदाहरणार्थं धनस्य निर्वहणं कथं कर्तव्यम् इति ज्ञानं छात्रेभ्यः अपेक्षितम् एतादृशविषयाणां पाठ्यक्रमे योजनेन धनस्य निर्वहणं कथं कर्तव्यम् इति इमं विषयं ते सम्यक्तया अवगच्छन्ति तत्र बहुविधाः ऋणस्वीकरणप्रकाराः प्रकाराः भवन्ति तत्र स्वकीयलाभं स्वकीयनाम्नि स्वकीयलाभार्थम् ऋणस्वीकरणं भवति पर्सनल् लोन् भवति एवं छात्रत्वस्य व्ययस्य निर्वहणार्थं ऋणम् ऋणस्वीकरणं भवति स्टुडेण्ट् लोन् एवं मार्टगेज् लोन् भवति इत्येवं तत्र ऋणस्वीकारे एव बहवः प्रकाराः वर्तन्ते तादृशप्रकाराणां ज्ञानम् अग्रे यदा ते स्वजीवने ऋणं स्वीकर्तुम् इच्छन्ति तदा तत्र यत् कीदृशाः प्रकाराः वर्तन्ते कथम् ऋणम् ऋणस्वीकरणं कृतं चेत् तत् केन प्रकारेण प्रतिदातव्यं तत्र इण्ट्रेस्ट् रेट्स् भवन्ति तेन कारणेन कः परिणामः भविष्यति एवं कियत् कियन्तं कालं एषा प्रक्रिया स्वीकरोति इत्यादयः विषयाः यदि ज्ञायन्ते सम्यक्तया तर्हि तत्र ते सम्यक्तया निर्वहणं कर्तुं शक्नुवन्ति अतः भविष्यति धनस्य सम्यक्तया निर्वहणार्थम् एतादृशाः विषयाः छात्रेभ्यः बाल्ये एव पाठनीयाः भवन्ति पुनश्च तैः तत्र यत्किञ्चित् क्रेतव्यं चेत् यथा उदाहरणार्थं कार् यानं क्रेतव्यम् अथवा गृहं क्रेतव्यं तर्हि तत्र तावद्धनं न भवति यदि स्थातुं यावत् यावत् धनम् अपेक्षितं क्रेतुं तावद्धनं नास्ति तर्हि धनं तु अन्यतः स्वीकरणीयमेव कथं स्वीकरणीयं धनं तत्र स्वीकरणप्रकारः प्रक्रिया का भवति एवञ्च कियन्तं कालं तत् प्रति प्रतिनिर्यातनं स्वीकरोति इत्यादिकं ते सम्यक्तया पर्यालोच्य तदनुसारेण स्वकीयं इन्कम् स्वकीयं लाभम् धनसङ्ग्रहणं कियदस्ति तदाश्रयणेन ते व्ययस्य विषयेऽपि सम्यक् आलोचयितुं शक्नुवन्ति एवं जगतीयाः जीवनकाले समस्याः आगमिष्यन्ति तेषां सम्यक्तया निर्वहणार्थम् एतादृशाः विषयाः शालायां पाठनीयाः इति भाति